तन्त्रज्ञानस्य कारणात् अस्माकं मनोरञ्जने परिवर्तनं जातमस्ति इदानीन्तनकाले तु जनाः दूरभाषासु चलनचित्रं पश्यन्ति अथवा गीतानि शृण्वन्ति पूर्वम् एतद् भिन्नम् आसीत् पूर्वं जनानां कृते मनोरञ्चनं नाटकप्रदर्शनद्वारा वा कचेरी प्रदर्शनद्वारा वा आसीत् क्रमशः तन्त्रज्ञानस्य वर्धनेन दूरदर्शनद्वारा विनोदकार्यक्रमाणि विज्ञानकार्यक्रमाणि च प्रचलन्ति जनाः चित्रप्रदर्शनशालासु चित्राणि दृष्टवन्तः परन्तु इदानीन्तनकाले तन्त्रज्ञानस्य वर्धनेन दूरवाणी द्वारा जनानां कृते अनेकलाभाः सन्ति दूरवाणीमाध्यमेन एव चित्रं पश्यन्ति गीतानि श्रावयन्ति पूर्वं रेडियो माध्यमेन तु टेप् रेकार्डर् माध्यमेन जनाः गीतानि श्रावयन्ति स्म